हरि ओम् आम् आचार्याः नमस्ते महोदय अहं लक्ष्मीकान्तः महोदय् सहाध्यापकः महोदय आम् महोदय आम् महोदय अत्र कक्षायां महोदय बहु कोलाहलः जायमानः अस्ति महोदय छात्राः औट् आफ् कण्ट्रोल् अस् सन्ति किं कर्तव्यम् इति एवं महोदय आम् महोदय आम् महोदय

हा एवम् आम् महोदय आम् महोदय आम् महोदय

एवं महोदय

एवं महोदय आ एवं महोदय न केचन छात्राः सन्ति महोदय कथं वदामः कथमपि वदामः तथापि महोदय ते न अवगच्छन्ति महोदय एवं महोदय

एवं महोदय एवं महोदय आम् एवम् महोदय आम् आम् महोदय एवम् महोदय एवम् महोदय एवम् महोदय आम् महोदय आम् महोदय

आम् महोदय आम् महोदय

आम् महोदय एवम् महोदय महो इतोपि एकं महोदय प्रार्थना अस्ति तत्र अस्माकम् अहं डिजिटल् माध्यमेन पाठयितुम् इच्छामि तत्र प्रक्षेपकः नास्ति कक्षायां किञ्चित् प्रक्षेपकस्य व्यवस्थां कारयन्ति चेत् उत्तमम् आसीत् मम सहायं भवति स्म छात्राः इतोपि सावधेन अवगच्छन्ति आम् महोदय आम् महोदय

आम् आम् सङ्गृहीतानि महोदय आम् आम् आम्

आम् महोदय आम् महोदय आम् महोदय अस्तु अ अस्तु महोदय अस्तु महोदय धन्यवादः महोदयः आम्